जीवनार्थं पौरोहित्यादिकं करोमि ज्योतिषम् अधीतवान् अहं अतः पौरोहित्यादिकं करोमि संस्कृतभाषा सम्यक्तया भ सन् भाषणं कर्तुं शक्यते भाषणादिकं कर्तुं तथा पूर्वतनकाले संस्कृतस्य स्थितिः का आसीत् स्थितिः कासी किम् आसीत् इदानीन्तनकाले संस्कृतः संस्कृतभाषायाः स्थितिः किम् इत्यादिविषये भाषणं तथा क कृत्वा पौरोहित्यादिकं कृत्वा जीवनं करोमि मम स्मृतिं स्मृतिपटलमध्ये अस्ति बिस्नेस् इत्यादिकं करोमि इति त तत्र प्लानिङ्ग् इत्यादयः आवश्यकम्